मया क्रीतं प्लास्टिक् पात्रं बहु सम्यक् अस्ति वर्णमयम् अपि अस्ति आकर्षणीयः अपि अस्ति बहूपयोगी अपि अस्ति यदा अतिथयः आगच्छान्ति तद तदा फलपात्रम् इव उपयोगं कर्तुं वयं शक्नुमः अनन्तरम् एतत् प्लास्टिक् पात्रस्य गुणवत्तता अपि सम्यक् अस्ति स्वच्छतानन्तरमपि वर्णः तथैव भवति आहत्य मया क्रीतं प्लास्टिक् पात्रस्य गुणवत्तता बहु सम्यक् अस्ति इति अहं चिन्तयामि